संस्कृत भाषा शिक्षणं बालानां कृते आवश्यकमेव भारतस्य प्राचीन इतिहासं द्रष्टुम् अथवा प्राचीन इतिहासे प्राचीन काले विद्यमानाः ग्रन्थाः संस्कृत भाषायां एव विरचिताः इति कारणात् तेषां अवगमनाय तथा च अस्य प्रदेशस्य महत्वं प्राचीन इतिहासं च ज्ञातुं संस्कृत भाषायाः शिक्षणं छात्रानां कृते आवश्यकमेव प्राचीनकाले विरचिताः रामायणम् इति आदिकाव्यं महाभारतम् एवमेव ये वैज्ञानिकाः ग्रन्थाः सन्ति आर्यभटियं सिद्धान्त शिरोमणिः आयुर्वेद ग्रन्थाः तथा योगा सम्बद्ध ग्रन्थाः एवम् अनेके ग्रन्थाः एवं तत्वज्ञान ग्रन्थाः भगवद् गीता इत्यादि सद्विचारग्रन्थाः अपि संस्कृत भाषायां सन्तीति कारणात् तेषां अवगमनाय संस्कृतभाषा शिक्षणम् अनिवार्यमेव